मम इष्टतमं पुस्तकं वर्तते स्वामि विवेकानन्दर चरित्रे इति तच्च मया कन्नडे अधीतं वर्तते किमर्थम् अयञ्च पुस्तकम् इष्टम् इति चेत् इदञ्च पुस्तकं किमर्थम् इष्टम् इति चेत् तस्य अध्ययनेन कश्चन आनन्दः जायते एवञ्च तस्य अध्ययनेन कश्चन उपायः वा कश्चन सन्देशः मया प्राप्तः वर्तते एवं स्वामिविवेकानन्दः स्वामिविवेककानन्दः नाम कश्चन भारतस्य कः भारतस्य अत्यन्तं उच्छस्थाने तेषां नाम श्रवणेनेव सर्वेऽपि सन्तुष्टाः भवन्ति एवं च तेषां कृते गौरवं च दास्यन्ति इति कारणात् तेषां कति प्रामुख्यत नाम तेषां तेषां कति गौरवमस्ति भारते इत्यपि द्रष्टुं शक्यते ते च अस्माकं भारतदेशस्य पर्यटनङ्कृत्वा भारतस्य विषये सर्वस्मिन् देशे अपि तस्य भारतस्य विषये भारतस्य विषये अतीव प्रचारङ्कृतवन्तः पुनश्च अन्यस्मिन् देशे गत्वा अस्माकं भारतस्य विषये एव अतीव भाषितवन्तः अमेरिकाप्रदेशे सर्वत्रापि तेषां नाम श्रवणेन सर्वेऽपि तुष्यन्ति इति एव अस्माकं महान् आनन्दः एव तेन पुस्तकेन मया किम् अधीतम् इति चेत् कथं मया जीवनं यापनीयम् कथञ्च मया क कदाचित् मया किमपि कष्टं प्राप्यते चेत् कष्टं भवति मम जीवने इति चेत् तस्य च निवार्णङ्कथङ्करणीयं तेन कथं मया मुक्ता मुक्तः भवेयम् इति सर्वं मया अधीतं वर्तते एवं कथञ्च अध्ययनङ्कर्तव्यम् अध्ययनङ्कृत्वा तस्य च अध्यापनं वा पुनः यदि किञ्चित् कष्टम् आयाति तस्य च निवारणङ्कथङ्करणीयम् इति बहवः विषयाः तत्र निरूपितास्सन्ति एवं तेषां जीवनस्य किं लक्ष्यं पुनः मया लक्षसम्पादनञ्च कथङ्करणीयम् इति सर्वं तत्र बहु सम्यक्तया नीरूपितं वर्तते एवं तेन मया बहु एव अधीतं वर्तते